हरिः ओं नमस्ते महोदय श्रूयते वा

आम् स्वागतं महोदय अहं कुशली अस्मि महोदय स्वागतम् अधुना अहं सरुर्नगरे अस्मि महोदय स्वागतं महोदय शक्यते आम्

अहं मम नाम उमेशः त्रिवेदी उमेशशर्मा

अल्लगोण्डानगरे न्यायशाखाद्वारा सेवानिवृत्त उद्योगी अस्मि अनन्तरम् अहम् अधिवक्तारूपेण पञ्जीयनं कृत्वा किञ्चित् किञ्चित् अधिवक्ताकार्यम् अपि कुर्वन्नस्मि अत्यधिकसमयम् अहं तु संस्कृतभाषाप्रचारप्रसारविषये कार्यकर्तारूपेण कार्यं कुर्वन्नस्मि महोदय संस्कृतभाषा तु अस्माकं सर्वभाषाजननी अस्ति अस्माकं देशे यावत् ज्ञानम् अस्ति तत्सर्वम् अपि प्राचीनकालादारभ्य सर्वाणि शास्त्रानि सर्वशास्त्राः अपि संस्कृतभाषायामेव उपनिबद्धाः भवन्ति तदर्थम् तस्य ज्ञानभण्डारस्य ज्ञानं प्राप्तं संस्कृतभाषायाः ज्ञानं सर्वैः आवश्यकम् तदर्थं संस्कृतभाषाप्रचारः अतीवमहत्वं भजते इति अहं मत्वा संस्कृतभाषा भाषायां भाषां पठनम् अध्ययनम् इत्यादि कर्तुम् अहं व्यक्तिगतरूपेण प्रयत्नं कृतवान् अनन्तरम् अहं समाजे अपि तादृशसंस्कृतवायुमण्डलनिर्माणं भवतु इति अहं प्रयत्नरतः अस्मि भारतदेशे सर्वेषु क्षेत्रेषु अपि संस्कृतभाषायाः प्रभुत्वम् आसीत् इदानीमपि अस्ति तस्यविषये जनानां मध्ये अवगमन अभावः अस्ति तदर्थं यदि संस्कृतज्ञानं भवति पूर्वमेव शोधितविषयाः बहवः अस्माकं शास्त्रेषु पुराणेषु ग्रन्थेषु इदानीम् अपि लभ्यते तद्ज्ञातुं संस्कृतभाषाज्ञानम् आवश्यकम् इति अहं निश्चित्य अस्मिन् कार्ये अहं संलग्नः अस्मि स्वागतं स्वागतम्